हरिः ओम् आ आम् आम् एतत् हिमालयपुस्तकालयः अस्ति परन्तु आ किं पुस्तकम् आवश्यकमस्ति आमाम् आम् आम् आम् आम् अमरकोषः अनन्तरम् आमामाम् तर्कशङ्ग्रहः अनन्तरम् ओ आम् अत्र आम् अह एकं तु नास्ति तर्कसङ्ग्रहः इति बुक् अत्र न प्राप्स्यते

अमरकोषः आम् अमरकोषः अनन्तरं किम् उक्तम् अभिज्ञानशाकुन्तलम् इति पुस्तकम् अत्र वर्त्ते अत्र वर्तते तर्कशङ्ग्रहः

न अत्र तु इदानीं तत् पुस्तकं नास्ति आर्डर् कर्तुं शक्यते परन्तु अत्र तत् पुस्तकं न वर्तते आर्डर् कर्तुं प प्रथमतः अस्माकमेकं फा़म् अस्ति तत् फि़ल् अप् कर्तव्यं भवति आम् आम् आर् अर्डर् कर्तुं शक्यते अहं त भवान् करन्तु अहम् एकं लिङ्क् प्रेषयामि भवन्तं पार्श्वे तत् तत् आ नियमः अस्ति एकं लिङ्क् प्रेषयामि भवन्तं स् वाट्सप् मध्ये अहमिदानीं तत्रः तत्रतः भवान् पुस्तकं तत् तत्र पुस्तकस्य किमपि सूचना वा सूची वर्तते तत्र सूचीं पूरयन्तु फ़ोन् नम्बर् इति एड्रेस् सर्वमपि आवश्यकं भवति तत्र अनेन किं किं पुस्तकम् आवश्यकं भवते तत् पुस्तकस्य नाम नामानि अनन्तरं तत् कुर्वन्तु भवन्ति तत्तत् तदेव भवति आं किं किमुक्तम् अह अहं न करोमि मम मम मम ब् मम मम आवश्यकं नास्ति भवन्तम् आवश्यकं न पुस्तकम् आम् आं कर्तुं शक्यते अहमपि कर्तुं शक्नोमि अस्तु आ धनं दानं धनम् आन्लैन् अपि पेमेण्ट् कर्तुं शक्यते आन्लैन् अपि पेमेण्ट् कर्तव्यं भवति आम् आम् आम् प्रथमं धनं दातव्यं भवति

आं चत्वारि दिनात् एव भवते तत् पुस्तकं प्राप्नोति प्राप्नोति अत्रतः अस्माभिः पोस्ट् मध्ये प्रेषयामः भव भवतः गृहं कुत्र अस्ति चेन्नै नगरे अस्माभिः दिल्लि दिल्लि मध्ये भवामः चेत् चत्वारि दिनानि आवश्यकं भवन्ति अत्रतः तत्र पर्यन्तं पुस्तकं गन्तुं पोस्ट् मध्ये गच्छति न आ आम् अभिज्ञानशाकुन्तलं कृते द्वे ओ भवन्तं तर्कशङ्ग्रहः आवश्यकः तत् तत्तु अस्माकं तत् द्विसहस्रम् अस्ति

आमामा अहं करोमि अहं करोमि